द्विसहस्रवर्षभ्यः जनवरी मासस्य प्रथमदिनाङ्कः पञ्चाधिकद्विसहस्रवर्षभ्यः मार्च् मासस्य दशमदिनाङ्कः विशत्यधिक विंशतिसहस्रवर्षे चतुर्थ अप्रैल् मासस्य विंशतिदिनाङ्कः त्रयोविंशत्यधिक विंशतिवर्षे अप्रिल् मासस्य विंशतिदिनाङ्कः नवत्यधिक आनविंशतिवर्षे मार्च् मासस्य द्वितीयदिनाङ्कः